व्याकरणशास्त्रस्य इतिहासः श्रेष्ठकालाद् आरब्धः वर्तते अतः यथा ब्रह्मणा सृष्टेः संरचना कृता तथैव सर्वाणि शास्त्राणि अपि तेन प्रकटीकृतानि यथा च उच्यते ब्रह्मणा निश्वासः भूताः वेदाः इति यदि वेदाः सन्ति चेत् तदा वेदानां अङ्गानि अपि सन्त्येव तत्तेषु षड् अङ्गेषु व्याकरणं मुख्यं वर्तते अत एव भाष्यकारेण उक्तं प्रधानं च षट्सु अङ्गेषु व्याकरणमिति यथा च शरीरे सर्वेषामपि अङ्गानां महत्त्वं स्वीयं स्वीयं भवत्येव परञ्च तथापि यदि एतेषु षट्सु अनेकेषु अङ्गेषु कस्य प्राधान्यं इति विवेच्यते चेत् तदा यथा शरीरस्य अङ्गेषु मुखस्य प्राधान्यं तथैव वेदाङ्गेषु व्याकरणस्य प्राधान्यं वर्तते कथं इति प्रश्ने इदानीमपि देक् विवाहसमये दृश्यते वरवध्वोः मुखप्रदर्शनं पूर्वं क्रियते न तु पृष्ठप्रदर्शनं पादप्रदर्शनं वा एतेन अपि सिध्यते मुखस्य प्राधान्यं वर्तते किञ्च शब्दानां उच्चारणं मुखेन भवति अतः यदि अस्माद् मुखेन साधुशब्दः प्रयोज्यते चेत् तदा तेन धर्मं धर्म भविष्यति अत एव पुण्यजनकतावच्छेदकत्वं साधुत्वं इति उच्यते यद्यपि ग्रन्थान्तरेषु एवम् उक्तं अर्थबोधस्तु यथा शब्देन भवति तथा अपशब्देन अपि भवति परञ्च शब्देन यदि अर्थबोधः क्रियते चेत् तदा तेन पुण्यं लभ्यते इति अधिकं फलं वर्तते यद्यपि यथा मया उक्तं यत् पाणिनेः पूर्वमपि व्याकरणानि आसन्नेव षडङ्गानि इति उच्यन्ते एव परञ्च ऐन्द्रं चान्द्रं काशकृत्स्न आपिशलिशाकटायनपाणिन्यमरजैनेन्द्राः जयन्तष्टौ शाब्दिकाः इति उच्यन्ते अतः एते प्रसिद्धाः वैयाकरणाः सन्ति तेषु पाणिनीयव्याकरणं प्रसिद्धं वर्तते तत्र वैशिष्ट्यं एतद् अस्ति यत् का अन्यस्य शाकटायनस्य या व्याकरणं तत्र वैदिकशब्दान् एव अनुशास्ति केचन् लौकिकान् एव शब्दान् अनुशास्ति परञ्च इदं पाणिनीयं यः व्या यद् व्याकरणं वर्तते लौकिकान् शब्दान् वैदिकान् च शब्दान् उभयविधशब्दान् अनुशास्ति इति अस्य व्याकरणस्य विशिष्टं महत्त्वं दृश्यते इति अत एव महाभाष्यस्य आदौ उक्तं अथ शब्दाना शब्दानुशासनं इति तत्र जिज्ञासा कृता केषां शब्दानां उत्तरं तत्र आगच्छति लौकिकानां वैदिकानाञ्च अतः लौकिकानां वैदिकानाञ्च उभयविधशास्त्राणां व्याख्यानं तत्र पाणिनीव्याकरणे कृतं वर्तते मया च इतः पूर्वं उक्तमेव प्रायः चतुस्सहस्रं सूत्राणि पाणिनेः अष्टाध्याय्यां वर्तन्ते परञ्च अष्टाध्याय्याः अध्ययनात् प्राक् तत्र माहेश्वरसूत्राणां ज्ञानम् आवश्यकं वर्तते अत एव माहेश्वरसूत्रं चतुर्दश माहेश्वरस्वराणि सूत्राणि उच्यन्ते माहेश्वरविषयेऽपि अत्र ग्रन्थान्तरेषु वर्तते यद् महेश्वरो नाम कश्चिद् आचार्यः इत्यपि प्रसिद्धिः नागेशभट्टेन स्वकीये लघुशब्देन्दुशेखरे उक्तमिति अतच् अथ च द्वितीयपक्षः अस्ति महेश्वरः भगवान् शिवः एव अतः तस्मात् आगतानि इमानि सूत्राणि चतुर्दश सूत्राणि माहेश्वरसूत्राणि उच्यन्ते अथवा महेश्वरप्रसादात् पाणिनिना लब्धानि इमानि सूत्राणि अतः माहेश्वरसूत्राणि उच्यन्ते यथा च कस्यचिद् भवनस्य तत्र नम् आधारः भवति तथैव पाणिनेर्व्याकरणस्य इमानि चतुर्दशसूत्राणि आधारभूतानि वर्तन्ते यतोहि एतैश्चतुर्दशसूत्रैः तत्र प्रत्याहाराणां निर्माणं क्रियते प्रत्याहारज्ञानेनैव व्याकरणशास्त्रेषु पाणिनियव्याकरणेषु प्रवृत्तिर्भवति अतः उक्तं महाभाष्ये वृत्तिसमवायार्थं वर्णानां उपदेशः का पुनः प्रवृत्ति शास्त्रवृत्तिः शास्त्रप्रवृत्तिः समवायवर्णानां आनुपूर्वेन सन्निवेशः इति अतः एभिः चतुर्दश माहेश्वरसूत्रैः यदा प्रत्याहाराणां ज्ञानं भवति तदा पाणिनेः सूत्राणां अर्थावगतिर्भवति उदाहरणार्थं यण् सन्धेः एकं सूत्रं अस्ति इको यणचि इति अत्र पदत्रयं वर्तते इकः यण् अच् इति अत्र इकः इक् प्रत्याहारस्य तत्र षष्ठ्यन्तं रूपं अस्ति यण् इति यण् प्रत्याहारस्य प्रथमान्तं रूपं अस्ति अचि इति अच् प्रत्याहारस्य सप्तम्यन्तं रूपं अस्ति अतः भवन्तः पश्यन्तु यदि प्रत्याहाराणां ज्ञानं नास्ति चेत् तदा इको यणचि इति सूत्राणां अर्थावगतिर्भवितुं न अर्हति अतः पूर्वं प्रत्याहाराणां ज्ञानं आवश्यकं अस्ति अयादि सन्धेः सूत्रं अस्ति एचोऽयवायावः इति अत्र एच् इति प्रत्याहारः एच् इत्यस्य षष्ठ्यन्तं रूपं एचः इति अय् अव् आय् आव् एतेन एतेषां चतुर्णां यदि इतरेतरद्वन्द्वसमाहारः क्रियते चेत् अयवायावः इति बहुवचने प्रयुज्यते अतः एच् प्रत्याहारस्य ज्ञानं विना तेषां स्थाने एते चत्वारः आदेशाः भवन्ति इति ज्ञायते अस्माभिः प्रत्याहारस्य ज्ञानं नास्ति चेत् तदा कर्तुं न शक्यते इति अतः पाणिनिव्याकरणाध्य्यनाय चतुर्दशसूत्राणां ज्ञानं आवश्यकम् अस्ति परञ्च पाणिनिना ये नियमाः लिखिताः सन्ति ते नियमा व्यावहारिक दृष्टे दृष्ट्या तत्र सिद्धं वर्तते यतोहि सन्धिः अस्माभिर्न क्रियते अतः यदि शब्दयुगलस्य शीघ्रतया उच्चारणं क्रियते चेत् तदा सन्धिः तत्र स्वाभाविकरूपेण भवति एव अतः स्वाभाविकरूपेण सन्धौ तत्र जाते सति किं परिवर्तनं आगच्छति इति स्वतपसा व्यवहारेण च ज्ञात्वा नियमान् कृतवन्तः सन्ति अत एव सिद्धान्तकौमुद्यां वर्णानां उच्चारणस्थानस्य यद्विषयं वर्तते तद् येन उच्चारणस्थानं न ज्ञायते तेनापि उच्चारणं क्रियते एव यतोहि यस्य वर्णस्य उच्चारणं यस्माद् स्थानाद् भवति तत् तेन ज्ञातेन पुरुषेणापि क्रियते अज्ञातेन पुरुषेणापि तस्माद् एव स्थानाद् ते वर्णाः उच्चरजन् उच्चार्यन्ते अतः अस्माकं आचार्यैः एवं परीक्ष्य छात्राणां बोधनाय लिखितं यद् भवद्भिः ध्यातव्यं अकुह वर्णानां उच्चारणस्थानं कण्ठः वर्तते अतः एतत् व्यावहारिकदृष्ट्या परीक्षणं कृत्वा आचार्येण पाणिना एते नियमाः प्रदत्ताः सन्ति ये संस्कृतशब्दानां चि चिरकालाय स्थिरत्वप्रदानाय वर्तते इदानीं अस्माभिः दृश्यते यत् भाषान्तरेषु परिवर्तनं जातमस्ति परञ्च संस्कृतभाषायां परिवर्तनं न जातं यतोहि तेषां ये नियमाः सन्ति ते शाश्वतनियमाः सन्ति वास्तविकनियमाः सन्ति यत्र किमपि परिवर्तनन्न क्रियते इदानीं केचन जनाः एवं व्यवहरन् यत् सरलसंस्कृतं व्यवहरतव्यं परञ्च भवन्तः विचारयन्तु सरलसंस्कृतं तु स्यादेव परञ्च पाणीनिव्याकरणस्य ये नियमाः सन्ति ते नियमाः अस्माभिः प्रयो प्रयुज्यन्तः एव यदि त तासा तेषां नियमानां प्रयोगः न क्रियते चेत् तदा परिनिष्ठितं तद् न वक्तुं शक्यते इति अतः सन्धियुक्तं वा भवेत् सन्धिरहितं वा भवेत् समासयुक्तं वा भवेत् व्यस्तं वा प्रयोगः भवेत् लघुवाक्यं वा भवेत् दीर्घवाक्यं वा भवेत् महावाक्यं वा भवेत् तत्र एवं सस् सम्मुखे श्रोतारः कीदृशः ब कीदृशाः भवन् तद् ज्ञात्वा वक्तव्यं यदि श्रोतारः अल्पवयस्काः सन्ति बालकाः सन्ति तदा सरलवाक्यानां प्रयोगः कर्तुं शक्यते परञ्च यदि सम्म् सम्मुखे श्रोतारः विज्ञाः सन्ति तथा परिष्कृतभाषाणां प्रयोगः कर्तुं शक्यते इति अतः यद्यपि इदानीन्तने वैयाकरणसिद्धान्तकौमुदी प्रसिद्धः ग्रन्थः वर्तते तस्य व्याख्यानग्रन्थः ग्रन्थाः अनेकाः सन्ति यथा प्रौढमनोरमा वर्तते लघुशब्देन्दुशेखरः वर्तते किञ्च बया व्याकरण वैयाकरणसिद्धान्तकौमुद्यां ये परिभाषाः सन्ति ताः परिभाषाः आधारीकृत्य परिभाषेन्दुशेखरः ग्रन्थोऽप्यस्ति एवञ्च सिद्धान्तकौमुद्या व्याख्याभूताः अपि अनेके ग्रन्थाः दृश्यन्ते यथा तत्र तत्त्वबोधिनी वर्तते बालमनोरमा वर्तते एवञ्च व्याकरणस्य अनेके ग्रन्थाः प्रसिद्धाः सन्ति परञ्च सत्सु अनेकषु ग्रन्थेषु इदानीं यथा पाणिनीय अष्टाध्याय्याः महत्त्वं वर्तते तथैव भट्टोजीदीक्षितविरचितस्य वैयाकरणसिद्धान्तकौमुद्या महत्त्वं वर्तते किञ्च व्याकरणं न केवलं शब्दसाधुत्वसाधकं वर्तते अपितु तत्र केचन सिद्धान्ताः अपि सन्ति दार्शनिकसिद्धान्तविषये अपि व्याकरणस्य महत्त्वं दृश्यते अस्मिन् क्षेत्रे तत्र वाक्यपदीयग्रन्थः प्रामाणिको वर्तते अतः यदि पाणिनिः कात्यायनः पतञ्जलिः तदनन्तरं यदि कश्चन वैयाकरणः प्रामाणिकः अस् अस्ति तदा अस्माभिः वक्तुं शक्यते तत्र वाक्यपदीयकारः अस्ति तत्र तस्य वाक्यपदीयकारस्य वाक्यपदीयं यः ग्रन्थः अस्ति सः इदानीं सिद्धान्तत्वेन मूलग्रन्थः वर्तते अतः अन्यैरपि वैयाकरणैः स्वकीयस्य सिद्धान्तस्य तत्र प्रामाणिकत्वसाधनाय तत्र वाक्यपदीयग्रन्थस्य कारिकां एव उद्धरन्ति ते जनाः अतः इदानीं प्रसिद्धेषु ग्रन्थेषु वाक्यपदीयग्रन्थः अपि भर्तृहरेः प्रामाणिकः ग्रन्थः वर्तते किञ्च भट्टोजीदीक्षितस्य शब्दकौस्तुभोऽपि ग्रन्थः वर्तते तत्रापि अष्टाध्याय्याः सूत्राणां एव व्याख्यानं वर्तते यथा महाभाष्यादिग्रन्थेषु कृतो वर्तते परञ्च महाभाष्यं ग्रन्थं विस्तृतम् आसीत् अतः तस्मात् चित्वा चित्वा शब्देन्दुस ल तत्र शब्दकौस्तुभः तेन गृहीतः परञ्च वैयाकरणसिद्धान्तकौमुदीनामकः प्रसिद्धः ग्रन्थः अस्ति अतः इदानीन्तनकाले व्याकरणस्य इमे ग्रन्थाः प्रसिद्धाः वर्तन्ते धन्